मम अहं भागवतगीता गीतां पठितवान् तत्र तत्र तु सर्वं सम्पूर्णं भगवद्गीता मह्यं रोचते तस्य तत्त्वज्ञानमपि बहुश्रेष्ठप्रकारस्य तत्त्वज्ञानमस्ति तर्हि तेषु यथाहं चिन्तितवान् तेषु मम इष्टतमं वाक्यं कर्मण्येवाधिकारस्ते मा फलेषु कदाचन एवम् अस्ति तत्र भगवान् भगवान् वदति कर्म तु सर्वासां सर्वाणां मनुष्याणां करणीयमेव तर्हि तस्य फलं किं भवेत् एवं न चिन् एवं चिन्ता न करणीयम् अनन्तरं केवलं कस्य अपि प्रकारस्य फलस्य अपेक्षां न कृत्वा कार्यं वा अस्माकं कर्म वा करणीयम्